व्यवहारस्य परिवर्तनार्थं व्यक्तेः सर् व्यक्तेः सर्वाङ्गीण उन्नयनाय यदि कस्याः अवश्यकता अस्ति तदेव शिक्षा शिक्षयति इति शिक्षा यः अस्मान् शिक्षितान् करोति कथं वर्तितव्यं समाजे कथं व्यवहर्तव्यम् इत्यादयः यतो हि यत् यद्यपि जनाः जानन्ति तथापि शिक्षित अशिक्षितयोः मध्ये साधारणतया वयं ज्ञातुं शक्नुमः के शिक्षिताः के अशिक्षिताः इति तत्रैव ए शिक्षिताः भवन्ति तेषां नैतिकमूल्यबोधानां चिन्तनस्य कृते विकासः आधिक्येन भवति ते कथं चेत् स्वस्याः स्वस्य जीवनस्य रक्षणं कर्तुं शक्नुवन्ति ते य् यथामति स्वस्य आवश्यकताः पूरयन्ति कार्यं च कृत्वा गृहे गन्तुं शक्नुवन्ति परन्तु ये अशिक्षिताः भवन्ति ते तु कार्यं कुर्वन्ति तत् सत्यं परन्तु आधिक्येन ते शारीरिककार्यं ते शारीरिकश्रमम् आधिकतया कुर्वन्ति परन्तु ये शिक्षिताः भवन्ति ते स्वस्य बुद्धेः उपयोगं कृत्वा आधिक्येन धनम् अर्जयन्ति इति